उटरहाटयोः मते समाजः मनुष्यान् पशुजीवनात् पृथक् करोति परन्तु संस्कृतिः एव निर्धारयति यत् व्यक्तेः व्यक्तिस्य व्यक्तित्वस्य रूपं किं भविष्यति वास्तविकता एषा यत् संस्कृतिः विद्वानव्यवहारः अस्ति अस्मिन् अन्ते वयं सर्वविधविचाराः आदर्शनियमाः भौतिकपदार्थाः च समावेशयन्ति संस्कृतिः एव व्यक्तिः व्यक्तित्वस्य वास्तविकः अभिव्यक्तिः इति भावः समाजस्य स द सदस्यानां व्यक्तिः यत् तत् तत् व्यक्तित्वस्य विकासं कथं भवति इति तस्य समाजस्य संस्कृतिविषये बहु निर्व निर्भरं भवति व्यक्तित्वं तेषां सर्वेषां विचारैः मनोवृत्तिभिः मूल्यैः आदित्यैः व्यवर व्यवहारैः च सम्बन्धं भवति ये तस्य नित्यकर्मेभ्यः स्पष्टाः भवन्ति यः अभ्यासः परम्पराः प्रक्रियाः च व्यक्तेः व्यक्तेः विविधा व विविधानि एतेन तेषाम् अनुभवाः मनोवृत्तयः च परिवर्तन्ते वर्तन्ते यस्य परि म परिणामेन विशेषः प्र प्रकारस्य व्यक्तित्वस्य व्यक्तित्वस्य निर्माणं भवति विविधानि संस्कृतभाषायाः आत्मनः भिन्नः परिवर्तनं दृश्यते संस्कृतभाषायाः व्यवहारे वाक्ये च भेदः भवति तथा च जीवने शान्तिः सुखम् आनन्दं च न जनयन्ति संस्कृतिः परम्पराभिः विश्वासैः जीवनशैल्याः आद्यत् आध्यात्मिकपेक्षणं भौतिकपेक्षणं निरतरम् सम्बन्धाः अस्ति जीवनस्य अर्थजीवनस्य मार्गं च अस्मान् शिक्षयति मनुष्यः संस्कृत्या निर्मितः अस्ति तथा च संस्कृतिः मनुष्यं मानवं करोति संस्कृतस्य एकः मौलिकः तत्त्वः धार्मिकः विश्वासः तस्य प्रतिकात्मकः अभिव्यक्तिः च अस्ति यस्मिन् प्रकारे मनुष्यः निवसति तस्य व्यक्तित्वम् अपि प्रभावितं करोति संस्कृतिः संस्कृतिः संस्कृ व्यक्तित्वे गहनं प्रभावं जनयन्ति तस्य समाजस्य जनानां मनोवृत्तिः समाजे पे प्रे प्रेरणाः इच्छाः विचाराः आदर्शाः जीवनमूल्यानि च तस्य संस्कृतसदृशाः भवन्ति